भवतः आपणात् अहम् एकं शाल् इति शैत्यं भवति चेत् तत् रक्षणार्थम् अहम् एकं वस्त्रं स्वीकृतवान् अस्मि तद्वस्त्रं समीचीनम् अस्ति तत्र वस्त्रस्य वर्णं सुन्दरम् अस्ति तथा तत वस्त्रस्य उपरि विद्यमानाः चित्राणि सुन्दरम् अस्ति तथा ते तस्य तु धारयामि तत् शरीरोपरि बहुलघु इति मन्ये भासयति भारं न भवति परन्तु शैत्यस्य निवारणमपि तेन वस्त्रेण भवति